मनोल्लासार्थं अहं तु पुस्तकानि एव पठामि मम आसक्तिः पुस्तकेषु एव अस्ति मम गृहसमूहे क्रीडाङ्गणं अस्ति मा महत् क्रीडाङ्गणं अस्ति उद्यानवनमपि अस्ति अहं प्रतिदिनं चलनार्थं क् क्रीडाङ्गाणं गच्छामि उद्यानवनमपि गच्छामि मम गृहसमीपे चलनचित्रमन्दिरमपि अस्ति तत्र बहवः स्क्रीन्स् सन्ति कदापि अहं चलनचित्रं पश्य दर्शनार्थं गच्छामि अधुना तु अहं एकं चलनचित्रं दृष्टवति हाय् नान्ना इति तेलुगु चलनचित्रं अस्ति बहु सम्यक् अस्ति क्रीडाङ्गणे तु अहं सर्वदा न गच्छामि कदापि गच्छामि तत्र अहं बास्केट् बाल् इति क्रीडामि क्रीडाङ्गणे बहवः बालकाः क्रीडन्ति ते क्रिकेट् क्रीडन्ति ते फुट् बाल् अपि क्रीडन्ति ते स्विङ्गपि करोति अण् उद्यानवने बहवः वृक्षाः सन्ति वृक्षेषु अपि बहवः पुष्प वृक्षाः सन्ति पुष्प वृष् वृक्षे जास्मीन् अस्ति कनकाम्बरमस्ति इति बहवः पुष्पाणि सन्ति